द्विसहस्रवर्षस्य जन्वरी मासस्य पञ्चमदिनाङ्कः नवनवतितमः द्विसहस्रवर्षस्य फ़र्वरी मासस्य अष्टमदिनाङ्कः द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य एकत्रिंशत् दिनाङ्कः नवनवतितमः द्वीसहस्रवर्षः तमवर्षस्य नवम्बर् मासस्य नवमदिनाङ्कः द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चमदिनाङ्कः